अहं जीवने एकं प्रधानं निर्मा निर्णयं स्वीकृतवान् तत् तत् निर्णयं बहु सम्यक्तया विचिन्त्य कृतवान् अहं तु तत् निर्णयविषये वदामि यत् अहम् एकवारं वा एकस्मिन् मन्दिरमस्ति अस्माकं कर्नाटकराज्ये तुम्कूरु जिल्ले एकस्मिन् ग्रामे एकं विध्याचौडेश्वरीति टेम्पल् अस्ति तत्र गन्तुम् अहम् बहु आलोचनं कृत्वा तत्र प्रधाननिर्णयं स्वीकृत्य तत्र अहं गतवान् पुनः तत्र तस्मिन् समये अहं बहु विचिन्त्य विचिन्त्य कृतवान् प् पुनः जीवने तद् एकमेव अहं स्वयं चि विचिन्त्य बहु न्यूनवर्षे एव बहु विचिन्त्य तत् तत् निर्णयं स्वीकृतवान् पुनः अहं तदा अन्य स्नेहितानां सह सहाय्यं स्वीकृत्य तत्र गतवान्